अहं तु समूहेषु बैक् प्रवासं कर्तुं न इच्छामि अहम् एकाकी एव गन्तुमिच्छामि मया अद्यपर्यन्तं ये प्रवासाः कृताः बैक् प्रवासाः तत्र आधिक्येन मम तत्र एकाकित्वमस्ति अहम् एकाकी एव गतवान् कारणमेतदेव अस्ति यत् सर्वे मिलित्वा नाम प्रस्थानसमयः ज्ञातव्यः अनन्तरं तेषां सामर्थ्यं भिन्नम् भवति कश्चन वेगेन गच्छति कश्चन मन्दं गच्छति किन्तु अहं तथा समूहे गन्तुं न इच्छामि मम कश् काचित् शैली अस्ति वाहनचालनशैली तदनुगुणमेव अहं गच्छामि अतः मम न्यूनातिन्यूनं द्विशतं किलोमीटर् त्रिशतं किलोमीटर् मध्ये अनतरमेव ए स्थगयामि मध्ये पञ्चाशत् किलोमीटर् एवं तत्र मम अभ्यासः एव नास्ति अतः अहम् एकाकी प्रवासम् एव करोमि यत्र इच्छ व्यवस्थामपि न चिन्तयामि अरण्ये वा शयनं करोमि वृक्षस्य अधः वा यत्किमपि अस्ति तदेव खादामि कापि अपेक्षा नास्ति प्रवासे अहं तावत् प्रवासमेव इच्छामि अन्यत् सर्वं गौणमेव अतः अहम् एकाकी एव गन्तुमिच्छामि